नमस्ते नमस्ते

इदानीं एक एक एकघण्टात्मककाले कालाभ्यन्तरे तत्र अहम् आगच्छामि अस्तु एतत् क्षम्यतां महोदय अत्र किञ्चित् अपघातः मार्गे जातः अतः घण्टाद्वयं तत्र ब्लाक् अभवत् अतः अहं क्षम्यतां शक्यते परन्तु तत् तत् मार्गे अपि बहु यानानि गतम् इत्यतः तत्रापि अपगातः जातः अपगातं नास्ति तत्र किञ्चित् क्लेशः अस्ति इति इत्यतः अस्मिन् मार्गे एव अहम् आगच्छन्नस्ति तद् व यानं किञ्चित् बृहदित्यतः तत् तन्मार्गे आरक्षकजनः प्रवेशितुम् अवसरः अवसरः न कल्प्यते इत्यतः एव अहं प्रयासं कुर्वन्नस्मि एकघण्टात्मककालात् पूर्वमेव आगन्तुम् अहं परिश्रमं कुर्वन्नस्मि यावत् शीघ्रं तत्र प्राप्तुं शक्यते तावत् शीघ्रम् अहं निश्चयेन आग आग आगच्छामि आम् अस्तु आम् आम् आम् आम्